मम अभिप्रायः एवं वर्तते यत् ग्रामसमुदायेषु कृषि उद्योगस्य उन्नयनार्थम् ग्रामीणप्रदेशेषु अपि महाविद्यालयानां स्थापनं भवेत् विश्वविद्यालयानां स्थापनं भवेत् कृषिविश्वविद्यालयानां स्थापनं भवेत् ग्रामीणप्रदेशीयछात्राणां कृते विशेष अवकाशः कल्पनीयः ये कृषिकार्यं कुर्वन्ति तेभ्यः सब्सीडि दानं प्रोत्साहधनं पुनः ऋणम् परिहारः पुनः अतिवृष्टि अनावृष्टिसन्दर्भे तेषां परिहारधनप्रदानम् इत्यादीनि व्यवस्था कल्पनीया तदा भारतस्य ग्रम्यसमुदायेषु कृषी उत्तमं भवति पुनः सम्यक् विद् शिक्षणेन उद्योगं प्राप्नुवन्ति